हरि ओम् हरि ओम् हरि ओं नमस्ते शिवाजि महोदय मम एकं गृहम् आवश्यकम् अस्ति क्रेतुम् भवन्तः भवन्तः विलासं मम स्नेहितः दत्तं तन्निमित्तम् अहम्

अहम् अहम् अपार्ट्मेन्ट् एव शिफारासं करोमि महोदय किमर्थं सेक्युरिटि तद् मेन्टेनेन्स् तद् सम्यक् भवति इति अहं चिन्तयामि

टु बि टु बि हेच् के पर्याप्तं महोदय परन्तु अपार्ट्मेन्ट् क्रयणम् अधिकं वा सपरेट् प्र प्रत्येकगृहम् अधिकं वा इति मम चिन्तनम्

ओ हो हो एवं वा अपार्ट्मेन्ट् एव अहम् इच्छामि महोदय किमर्थम् अहं सिक्स्टि अधिकः वयः अस्ति मम पत्नी अपि सिक्स्टि वयः तन्निमित्तं

मम रक्षणम् अवश्यकम् अस्ति तन्निमित्तं प्रत्येकगृहं मास्तु इति अहं चिन्तयामि अपर्ट्मेन्ट् एव सम्यक् कुत्र अस्ति अहं मैसुरुनगरे वसामि तत्र सिटि समीपे अस्ति चेत् वरं महोदय

नगरतः किञ्चित् दूरं जातं चेत् ओके किञ्चित् रूप्यकाणि लघु भवति इति अहं चिन्तयामि धन्यवादः महोदयः धन्यवादः मिलामः